स्वस्य हस् हस्तनिर्मितं वस्तुः अहं बहु इच्छामि अन्येषां कृते अपि दद् दातुम् अहम् इच्छामि एव किमर्थम् इत्युक्ते न तेषां तत् वस्तुमध्ये अस्माकं किम् वदामि अस्माकम् ए ए एकं तु स्व स्वेच्छया अहं कृतवती वर् क कर्तुं समये किं ददामि केषां कृते ददामि इति चिन्तित्वा तस्य आशा तस्य इच्छा इच्छा विषये चिन्तित्वा अहं कर्तु करो कर् निर्मितिं करोमि तं स्पेशल् भवति बहु स्पेशल् भवति किमर्थम् इत्युक्ते अन्य किमपि आपणमध्ये गत्वा क्री की क्रीत्वा ददामि चेत् तस् त तस्यमध्ये ते तसत् त तत् तादृशं स्पेशल् न भवति अस्माकम् इच्छा अस्माकम् इण्ट्रेस्ट् अस्माकं किं वदामि अस्माकम् प्रीतिः तेषां कृते अस्माकं प्रीतिः सर्वस् सर्वं तत्र पश्यति एव दृश्यति एव तस्य प्रदर्शयामि अहं तदेव अहम् तदेव अहम् इच्छामि